अद्यतन वा शतवर्षेभ्यः वा तमिल्नाडु मध्ये संस्कृतभाषायाः विषये बहु चर्चा प्रचलति अध्य अध्यासरीत्या ये भाषाः नैव जानन्ति ते एव ईदृशः कार्यं कुर्वन्ति संस्कृतभाषा सर्वैः भाषस्य मातृभाषा इति उक्तमानजनाः केचन केचन तु संस्कृतभाषा अन्यदेशात् आगता इति भाषाविज्ञानिनः एतत् सिद्धं कृतवन्तः संस्कृतभाषा भारतीयभाषा एव इति एतत् तु प्रथमं स्तरम् प्रमुख्यविषयः एतत् अस्ति यत् ये तमिल् विषये तर्जित सन्ति ते प्रायः एतत् न जानन्ति तमिल् भाषायां फोट्टी पर्सेन्ट् पदानि संस्कृतपदानि एव इति केचन मूढाः कर्णाटकेपि ईदृश वचनानि वक्तुम् आरब्धवन्तः कन्नडभाषायां वर्णमाला अपि साक्षात् संस्कृतस्य एव अस्ति एतादृशः एव अन्य भारतीय भाषाणां विषये अपि सर्वासु भारतीय भाषासु संस्कृतस्य योगदानम् अत्यमूल्यम् अस्ति